बहु वर्षात् पूर्वं अहं मम अग्रजस्य भार्या नाम मम भ्रातृजाया तथा बालानां सह रेलयानमुखेन तमिल्नाडु गतवान् कोयम्बुत्तुमध्ये कोयम्बुत्तुर्मध्ये अवतीर्य मम अग्रजस्य प्रतिक्षां कुर्वन् आस्म तदा अग्रजः आगतवान् मूत्रविसर्जनार्थं अहं गतवान् समयः तदा प्रायेण प्रातःकाले षड्वादनम् आस्तीत् कमपि पृष्ट्वा शौचालयं गतवान् तत्र फलकं तमिलभाषायां लिखितम् आसीत् एतत् पुरुषाणां कृते वा महिलानां कृते वा इति प्रष्टुं तत्र कोपि न आसीत् यदा कार्यं समाप्य बहिर् आगन्तुम् उद्युक्तः आसम् तदा एका महिला तत्र आगता सा माम् निन्दितवती अहं मम दोषं ज्ञात्वा ततः धावित्वा मम सहोदरं प्राप्त्वा सर्वम् उक्तवान् सर्वे हसितवन्तः